विद्यालयात् परं सायं शिक्षणस्य विशेषवर्गस्य विषये मम अभिप्रायः अस्ति विद्यालयात् परं पाल पालकः किं चिन्तयति तर्हि सः कानिचन विषयमध्ये तस्य अध्ययनम् अधिकं भविष्यति चेत् तस्य कृते दूरस्थं गत्वा एव उत्तम उत्तमता शिक्षणप्रणाल्यः स्वीकृत्य एव तस्य ट्यूशन् एकाडेमी मध्ये तस्य प्रवेशं स्वीकरोति एव अधुना ग्रामीणविभागतः अपि केचन बान्धवाः स्वस्य बालकं बहिः गत् नीत्वा एव तस्य विशेषव्यवस्थां कृत्वा तस्य विशेषवर्गस्य तस्य तत्रैव विश् विशेषवर्गे तस्य वर्गे तत् नेत् न नयति एव तस्य तस्य धनं दत्वा एव भवान् सम्यक् रीत्य पठ पठतु एव एतावत् वदति अधुना ग्रामे ग्रामे नगरे नगरे सर्वं सर्वं समीपे एव विशेषवर्गस्य अधुना किम् वा किं वक्तुं शक्यते तत्रैव यदि शाकः स्वीकर्तुं न तत्रैव बाज़ार् इति उक्त्यते तत् तत्रैव तावदेव अभवत् ये प्रत्येकजनाः प्रतिजनाः तस्य धनम् आवश्यकम् एव धनमेव तस्य मध्यवर्ति एव योजना अस्ति धनं विना न विना धनेन सः किमपि कर्तुं न शक्यते अधुना किं भविष्यति एव तस्य विशेषवर्गस्य अपि स्पर्धा भविष्यति का विशेषवर्गः सम्यग्रीत्या सम्पूर्णप्रदेशस्य मध्ये उत्तमकार्यं करोति एव कस्य प्रथमः द्वितीयः बालकः आगमिष्यति तस्यापि स्पर्धा अपि तत्रैव भविष्यति विद्यालयः ह तत्रैव विद्यालयशिक्षणं शिक्षणं तु आवश्यकमेव तर्हि इतः परं ते विशेषवर्गस्य कृते अपि शिक्षणं शिक्षणं स्वीकर्तुं तत्रैव गमिष्यति